हरिः ओं नमो नमः जैपुरं गन्तव्यमस्ति सप्तमे दिनाङ्के अतः तदर्थं यानमपेक्षते तत्रापि सिडान् भवतु वा मिनि इति भवतु तदर्थं किलोनिटर् इत्यनुगुणं कियद्धनं स्वीक्रियते भवद्भिः